हरिः ओम् हरिः ओम् नमस्कारः कः वदति ह्यः वा आम् आम् अस्तु वदतु

रुचिकरमासीद् वा हा धन्यवादः धन्यवादः भो किं वदति भो ए भवती किं वदति भवती एव इदानीं वदति किल तदुत्तमम् आसीत् इति ए तर्हि चिद् तद् अत्रत्य चित्रान्नं भविष्यति एवं न सम्भवति अत्रत्य अत्रत्य भोजनं बहु सम्यक् अस्ति इति सर्वे उक्तवन्तः भवती किम् उक्तवती सर्वे उक्तवन्तः अत्र ते ग्रामे मम मम वेणुस्थट् कटा तदेव बहु प्रशस्तिः अर्जितमस्ति भवती किं वदति एतादृशं मा ए एतादृशं नास्ति एतादृशं नास्ति अत्रत्य अत्रत्य न न न न अत्रत्य पाकशाला अपि बहु शुचिकरमस्ति किन्तु भवती किम् उक्तवती इदानीम् अत्र बहु क्लीन् अस्ति न न न अत्र बहु शुचित्वमस्ति अत्र भोजनशालायाः बेञ्ज्मध्ये फ़ुड् लिस्ट् नास्ति चेद् अद् अत्र किं भविष्यति अत्र क कोऽपि मृतः भविष्यति वा कोपिनास्ति अत्र बहु शुचिकरमस्ति बहु शुचिकरमस्ति बहु रुचिकरमस्ति अत्रत्य भोजनम्

नास्ति भो भवती किं वदति अहं सम्यक्रीत्या एव भा भोजनं करिष्यामि कृतवत् कृतवती इदानीम् अपि तर्हि गच्छतु गच्छतु आरक्षकस्य कृते अहं पश्यामि किं किं करोति इति हा अस्तु पश्यामः पश्यावः